स्थानीयविद्यालयेषु प्रवेशस्य प्रक्रिया बोनाफ़ैड् सर्टिफ़िकेट् इत्यादिरूपेण भवति तस्य शुल्कः अपि भवति पञ्चस् पञ्चसहस्रं शुल्कः अस्ति त तस्य तेन तेन कारणेन मम विश्वविद्यालयस्य सर्वं मेन्टेनन्स् इत्यादिकार्यं सर्वं भवति इति कारणं कारणाय शुल्कः अपि शुल्कः अपि शुल्कः अपि कम्प् कम्पल्सरि अस्ति तर्हि तस्य अत्र तु महाविद्यालयप्रवेशः कृतः करोति चेत्